नमस्ते स्विगीयजनाः खलु अहम् अद्य प्रातः नववादने तत्र उडुपि ग्राण्ड् इति उपाहारमन्दिरतः रवा इड्ली वडा बन्स्

पञ्चस्थालिका मैसूर् बेण्णे दोसे आर्डर् कृतवती आसीत्

दूरवाणीम् गृहे किञ्चित् समस्या भवति इत्येव बहिस्तात् किञ्चित् आर्डर् क्रियते खलु तत्रापि एवमेव क्रियते चेत् तत्र बहिस्तात् आर्डर् करणस्य उपयोगः कः भवति इति सूचयन्तु कृपया एवम् अग्रे मा कुर्वन्तु इति प्रार्थना